हरि ओम् आगच्छतु आगच्छतु उपविशतु किम् अभवत् का समस्या एवं वा कीदृशः स्यूतः यान पेटिका वा वनिता स्यूतः वा हस्तस्यूतः वा किदृशः स्यूतः वनिता स्यूतः कीदृशः वर्णः आसीत् रक्तवर्णस्य स्यूतः महाकारकः वा लघ्वाकारकः वा लघ्वाकारकः तस्मिन् कानि वस्तूनि आसन् एवं वा न इदानीं तत्र गृहस्य कुञ्चिका आसीत् वा इदानीं कु़ञ्चिकायाः प्राप्ति पर्यन्तं गृहगमनं न शक्यते भवत्याः स्यूतः कुत्र नष्टः कब्बन् पार्क् मध्ये प्रायः कस्मिन् समये सार्धनववादने प्रात काले वा रात्रौ वा प्रात काले

भवती किमर्थं कब्बन्पार्क् गतवती आसीत् इति गतवती आसीत् प्रात कालीन वायुविहारार्थं न अहम् एतत् अर्थं पृच्छामि यदि भवति वायुविहारार्थं गच्छति कश्चन प्रतिदिनं भवतीं दृष्ट्वा भवत्याः समयं इत्यादिकं सर्वं ज्ञात्वा चोरितवान् वा अकस्मात् भवत्याः स्यूतं चोरितवान् वा इति ज्ञातुम् न आगच्छति भवति दूरप्रदेशतः कब्बन्पार्क् आगतवती वा अथवा भवत्याः गृहं समीपे अस्ति वा हा तर्हि विरामकाले भवति बालान् कब्बन्पार्क् दर्शयितुं आनीतवती भवति यात्री यात्रां कुर्वती आगतवती हा तर्हि पश्यतु भवत्याः आक्षेपं सम्यक् एकवारं पठतु इत्युक्ते भवत्याः कब्बन्पार्क् मध्ये रक्तवर्णीयः वनिता स्यूतः नष्टः प्रायः प्रात काले सार्धनववादन समये तत्र तदा बहु जनाः आसन् वा केचन एव आसन् वा हा तर्हि अस्माकं केपि साक्षि रूपेण लभ्यन्ते वा दृष्टवन्तः तादृशाः इति उक्तवान् तस्य दूरवाणी सङ्ख्यां वा किमपि भवती प्राप्तवती अस्ति वा

अस्ति चेत् भवति कृपया तस्य सङ्ख्याम् अत्र लिखतु आक्षेपस्य अधोभागे वयं तस्य सम्पर्कं कृत्वा यथा शीघ्रं भवत्याः स्यूतं भवत्यै प्रत्यर्पणस्य व्यवस्थां कुर्मः अस्तु भगिनि हा सर्वं लिखतु स्पष्टं लिखतु भवत्याः स्यूतस्य आकारः अन्तः कानि वस्तूनि आसन् कः वर्ण इत्यादिकं य दृष्टवान् तस्य दूरवाणी सङ्ख्यांम् अपि लिखतु यथा शीघ्र वयं व्यवस्थां कुर्मः अस्तु